मम क्षेत्रे एवं बहूनि कक क्रीडाकेन्द्राणि सन्ति उपलब्धानि सन्ति तत्र केषुचित् क्रीडा क्रीडाकेन्द्रेषु पादकन्दुकक्रीडा प्रचलति केषुचित् क्रीडाकेन्द्रेषु हस्तकन्दुकक्रीडा प्रचलति तत्र क क्रीडाकेन्द्राणां विषये अर्थात् प्रत्येकस्मिन् क्र क्रीडाकेन्द्रे किं प्रत्येकस्य क्रीडाकेन्द्रस्य स्वक्षेत्रं वर्तते यत्र सर्वे नाम जनाः बालकाः च क्रीडन्ति पुनः एकः निर्देशकः क्रीडाकेन्द्रे निर्दिष्टः भवति सः निर्देशकः किं करोति इति चेत् सः निर्देशकः क्रीडां क्रीडितुं छात्रेषु उत्साहं जनयति पुनः एवं मम तत्रापि क्रीडाकेन्द्रस्य के क्रीडाकेन्द्रे केन्द्रे अपि एवं बहूनि साधनानि सन्ति यानि येन माध्यमेन छात्राः सम्यक् क्रीडां क्रीडितुं शक्नुवन्ति एवं तत्र एवं छात्राणां क्रीडां क्रीडितुम् उपायाः अपि बहवः सन्ति येन उपायमाध्यमेन छात्राः क्रीडां स्वीकृत्य अपि स्व जीवनस्य भविष्यं कल्पयितुं शक्नुवन्ति अर्थात् भविष्यं कथं नाम क्रीडां क्रीडां स्वीकृत्य येषां क्रीडा प्रति अत्यन्ता आसक्तिः वर्तते ते छात्राः यथा क्रीडां स्वीकृत्य भाविकाले नाम धनं लब्धुं शक्नुवन्ति ताद्दृशाः उपायाः क्रीडाकेन्द्रेषु परिकल्पिताः सन्ति एवं साधनानि अपि तेषां कृते यथा निर्दिष्टानि सन्ति नाम पादुकन्दुकक्रीडायाः कृते पर्याप्ताः कन्दुकाः कन्दुकाः तत्र वर्तन्ते हस्तकन्दुकक्रीडायाः कृते क्रीडाकेन्द्रेषु अपि हस्तकन्दुकक्रीडायाः पर्याप्ताः कन्दुकाः तत्र वर्तन्ते एवं साधनानि अपि बहूनि तत्र उपलब्धानि भवन्ति